मम प्रदेशे तु कपालीश्वरमन्दिरमस्ति कपालीश्वरमन्दिरस्य रथस्थानिकटे एव मम गृहमस्ति अहं प्रतिदिनं तत्र वेदपारायणं तत्र करोमि तत्र अन्य पारायणं किमपि अहं करोमि तत्र उत्सवाः नित्योत्सवः कपालीश्वरः तु परमशिवः एव कपालीश्वरः नित्योत्सवः नित्यं तत्र उत्सवाः आमन्यन्ते इति कृत्वा तत्र अहं भागं स्वीकरोम्येव कपालीश्वरम्नदिरं पूर्वम् कपालीश्वरमन्दिरन्तु मैलापुरप्रदेशे अस्ति मैलापुरप्रदेशः नाम तत्र समुद्रतटे वर्तमानम् उपनगरमस्ति तत्र समुद्रतटे पूर्वसागरः इति वयं वदामः बे अप् बेङ्गाल् इति आङ्ग्लभाषायाम् प्रसिद्धः सागरः पूर्वसागरः इत्येव अस्माकं ग्रामे अस्ति पूर्वसागरतटे चन्नैमहानगर्याम् अस्ति तत्र पूर्वं साक्षात् तटे एव आसीत् कपालीश्वरमन्दिरं तु तत्रैव आसीत् कपालीश्वरस्य निवासः तत्रैव आसीत् यदा तत् कपालीश्वरस्य अत्र प्रतिष्ठात् मैलापुरम् उपनगरे प्रतिष्ठा तु द्विस द्विसहस्रं वार्षिका वर्ष् वार्षिका अस्ति द्विहस्र द्विसहस्रवर्षेभ्यः पूर्वमेव आलयः सः आलयः तत्र प्रतिष्ठितः आसीत् पोर्चुगीस् जना यत्र यदा भारतवर्षं प्राप्तवन्तः ते समुद्रतटे विद्यमानानि सर्वाणि अपि मन्दिराणि तैः धस्तानि आसन् इति कृत्वा यदा ते पाण्डिचेरिपर्यन्तं प्राप्ताः आसन् अत्रत्य गुरुवर्याः कपालीश्वरमन्दिरस्य गुरुजनाः कपालीश्वर ब् कपालीश्वरम् नीत्वा अन्तः सार्धैककिलोमीटर् अन्तः आगत्य पश्चिमम् दिग्भागमागत्य अत्र इदानीं वर्तमानस्थले पूर्वं सुब्रह्मण्यस्वामिनः कार्तिकेयस्य कुमारस्य शिवसूनोः आलयः आसीत् तत्रैव प्रतिष्ठां कृतवन्तः इदानीन्तन मन्दिरं यत्र अस्ति तद् मन्दिरं तु चतुर्दशवर्षेभ्यः पूर्वं क् चतुश्शतवर्षेभ्यः पूर्वमत्र मन्दिरं प्रतिष्ठितमासीत् कपालीश्वरस्य प्रतिष्ठा अत्र प्रतिष्ठापनमत्र आसीत् इति कृत्वा इदानीमपि तत्र ओरिजिनल् फु मूलम् मन्दिरस्य स्थले एव सान्त्वं छर्च् इदानीम् अस्ति सान्त्वं चर्च् इति यद् उच्यते तत् तत्र कपालीश्वरमन्दिरस्य धस्तमन्दिरस्य उपरि निर्मितं चर्च् अस्ति निर्मितः निर्मितः देवालयः क्रिस्तदेवालयः अस्ति इदानींन्तन कपालीश्वरमन्दिरं तु तस्य शोभा किञ्चिदपि न न्यूनीभूता इदानीमपि शोभा अत्यधिकमेव वर्तते कपालीश्वरमन्दिरस्य शोभा तु पृथग् वर्तते शोभायाः आतिशायनमत्र अतिशयः अत्र दृश्यते कपालीश्वरमन्दिरस्य समीपे अहं वसामि इति मम पूर्वसुकृतमेव अन्यत् किमपि अहं वक्तुं न वक्तुं न शक्नोमि तत् तन्निकटे अहं वसामि तत्र सल्लग्नः अस्मि सर्वेषु उत्सवेषु अहं भागं स्वीकरोमि इति महान् सन्तोषः महा महा महद्भाग्यं मम